नमस्ते महोदय इदानीं मम हृदयवेदना अस्ति इदानीमेव प्रारम्भः अतः अहं शीघ्रं भवतः समीपे आगतवती हा सत्यं महोदय आ हाम् सत्यं महोदय

ना महोदय शुगर् किमपि नास्ति नास्ति अनारोग्यः नास्ति इदानीमेव हृदयवेदना आरम्भ् आरम्भः अभूत्

आ आम् अहं किञ्चित् गोघृतं स्वीकरोमि गृहस्य घृतमेव स्वीकरोमि बहितः अहं न आनयामि

हा अस्तु करोमि महोदय ह

हा अहं पूर्वं करोमि स्म इदानीमहं त्यक्तवती महोदय अतः वा इति न जानामि पूर्वमहं योगासनं करोमि स्म करोति हा हा इदानीमहं न करोमि महोदय तदपि अवश्यकम् वा हा

हा सायम् आगमिश्यामि महोदय

हा भवानपि मम स मम भवानपि आगमिष्यति वा

हा अहं यदा आगमिश्यामि तदा भवतः समीपे दूरवाणी करोमि महोदय आम् वा हा हा

हा अस्तु महोदय अहं सायंकाले आगमिष्यामि महोदय हा अस्तु अस्तु हा अलम्